आधुनिकजगति संस्कृतभाषा भाषणं समस्या एव अस्ति यथा अहम् अन्यस्मिन् राज्ये गच्छामि तस्मिन् राज्ये बालकाः संस्कृतं पठन्ति वा न पठन्ति इति एतत् विषये अहं तत्र गत्वा एव ज्ञातुं शक्नोमि यथा अहं तत्र गत्वा सम्यक् रूपेण संस्कृतभाषां यदि पाठनं करोमि पाठयामि अथवा विद्यालये गत्वा तत्र कं कं पाठं पाठयन्ति पाठयन्ति अध्यापकाः तस्य वा तस्य तस्य विद्यालये काः काः भाषाः सन्ति किं किं पाठयन्ति यथा आङ्ग्लः भवति स्वस्य मातृभाषा अस्ति अनन्तरम् अनन्तरं संस्कृतम् अस्ति वा नास्ति इति सर्वं विचिन्त्य अहं यदा यथा यदा कमपि विद्यालयं गच्छामि तस्मिन् विद्यालये एव संस्कृते सम्भाषणं यथा अहं करोमि तथा ज्ञायते यत् सः बालकाः बालकाः सम्यक् बालकाः सम्यक् संस्कृतं वदन्ति वा न वदन्ति यथा संस्कृतं बहु पुरातनभाषा अस्ति पुरातनभाषा अस्ति चेत् कथं तस्य इदानीं संस्कृतं संस्कृतम् अग्रे किं किं ज्ञातुं शक्नुमः किं न ज्ञातुं शक्नुमः इति सर्वं विचिन्त्य एव सर्वं विचिन्त्य एव संस्कृतभाषाभाषिणां जनानां सार्थे एव भाषणं करोमि